प्रचलितेषु विषयेषु आसक्तिदायको विषयः अयं भवति यत् अस्माकं प्रधानमन्त्री नरेन्द्रमोदि अमेरिकां प्रति गतवन्तः अमेरिकादेशस्य प्रधानमन्त्री जो बिडेन् गौरवपूर्वकस्वागतम् आयोजयत् तथा च रात्रौ विशेष उपहारं तं रोचयत् तत्रस्थभारतीयजनान् उद्दिश्य अस्माकं प्रधानमन्त्री वैभवपूर्णं भाषणम् अभाषयत् अतः एतत् आसक्तिदायको विषयः